अहम् अहं बहु सीवनं सीवनं कृतवती किन्तु अहं लघु उद्यमं वा किमपि उद्यमं न कृतवती मम अहं यदा बालिका आसम् तदा मम माता सीवनकार्यं करोति स्म सा अस्माकं स्यूतं वा अन्यत् सर्वं सा सीवनं करोति तथैव तेन दृष्ट्वा दृष्ट्वा एव अहं वस्त्रम् अहं वस्त्रं यत् सा सीवनं करोति स्म तदा दृष्टा दृष्ट्वा एवाहं सीवनं करोमि स्म तदानींतनकालतः अनन्तरं यदा मम पुत्री एका पुत्री द्वितीया पुत्री अस्ति तासां कृते तस्याः तासां कृते अपि अहं सीवनं कृतवती एकम् अपि वस्त्रं वा स्यूतम् अहं न क्रीतवती आपणं गत्वा तत्र वस्त्रम् अन्यत् आनीत्वा स्वयम् एव सीवनं कृत्वा सर्वं कार्यं करोमि करोमि स्म तथैव गृहस्य समीपे या या या मम भगिनी वा सखी अस्ति तासां कृते तस्याः आं तासां कृते अपि अहं किमपि सीवनं सीवनं करोमि केवलं मम छन्दः

अहम् इच्छामि अस्मि मह्यं तद् रोचते अतः